भिन्नभिन्नदर्शनानाम् अध्ययने एव मम आसक्तिः वर्तते किमर्थम् अहं भिन्नं भिन्नं शास्त्रम् अध्येतुम् इच्छामि इति चेत् एकत्र संस्कृतसाहित्ये एवम् उक्तिः श्रूयते एकं शास्त्रमधीयानः नविद्यात् शास्त्रनिश्चयम् इति अर्थात् केवलम् एकस्य एव शास्त्रस्य अध्ययनं कुर्मः चेत् शास्त्राणां तात्पर्यं सुष्ठुरूपेण विदितं न भवति अतः यदि शास्त्रज्ञानं सम्यक् अपेक्षितम् गभीररूपेण शास्त्रस्य सर्वस्यापि अर्थः सम्यग् ज्ञातव्यः तर्हि भिन्नानि भिन्नानि शास्त्राणि अध्येतव्यानि इति मम आशयः यतः दर्शनानामपि परस्परम् अन्तर्जालः वर्तते न्यायशास्त्रस्य अध्ययनं व्याकरणशास्त्रस्य च अध्ययनं तदपेक्षया अन्यच्छास्त्राणामध्ययनं कृते अत्यन्तमनिवार्यम् काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम् इति एकं वाक्यमस्ति अतः मीमांसाशास्त्रादीनामध्ययनं ये कुर्वन्ति तेपि व्याकरणशास्त्रस्य न्यायशास्त्रस्य अध्ययनम् अवश्यं कुर्वन्ति एवमेव तेषाम् अध्ययनकालेपि उदाहरणस्थानत्वेन यदि विषयाः अन्येभ्यः शास्त्रेभ्यः आगच्छन्ति तदानीं तेषामपि अध्ययनम् अनिवार्यं भवति अतः पूर्वमीमांसाशास्त्रस्य उत्तरमीमांसाशास्त्रस्यापि अध्ययने अत्यन्तम् आसक्तिः वर्तते न केवलं तत्र साङ्ख्ययोगन्यायवैशेषिकशास्त्रेषु अपि समाना आसक्तिः वर्तते मम